सङ्गीतशास्त्रज्ञानाम् इदमेव दौर्भाग्यं ननु यत् पद्यं विद्यते पद्यस्य शैली विविधप्रान्तेषु अन्यतमा विद्यते कथं तत्कथं भवति इत्युक्ते भिन्नभिन्नभाषासु भिन्नभिन्नशैली सर्वत्र सर्वकालेषु विद्यते एतत् पद्यम् अस्माकं प्रदेशे एवं रीत्या गायनं कर्तव्यम् इति मनसि एकं सूत्रं स्थापयित्वा यत्र कुत्रापि गत्वा एतदेव शैल्या एतद् गायनं कर्तव्यम् इति विचारः सर्वत्रापि वर्ज्यम् भिन्नभिन्नप्रदेशेषु यदि वयं गन्तव्यं चेत् तत्रत्य प्रदेशस्य तत्तत्प्रदेशस्य या शैली या भाषा विचाराः विद्यन्ते तदपि ग्राह्यमेव अतः बुधजनानां समीपे गत्वा तद्भाषायाः सा भाषायाः विषये अधीत्य उच्चारणविषये अधीत्य शैलीमपि ज्ञात्वा गायनं क्रियते चेत् तदा सुकरं भवति सर्वजनानां हितमपि भवति इति मम धिय